नमस्ते स्विग्गि अहं वीट्लानगरवासि उडपि उपहारमन्दिरतः मया बनानामिल्क् शेक् आर्डर् कृतम् आसीत् किन्तु यदा गृहमागतं तदानीं दृष्टं स्यूते सर्वं पतितम् आसीत् अतः अहं रिफ़ण्ड् इच्छामि